अस्माकं भारतदेशे षड्रुचयः उपयुज्य खाद्यानि पाकं कुर्वन्ति तत्र मधुरकटुलवणतिक्तकषायाम्लरुचयःभवेत् अस्माकं प्रदेशे गुडान्नं माष उसिलि इति एकं व्यञ्जनं पाकं कुर्वन्ति अवियल् इति एकम् खाद्यं पाकं कुर्वन्ति तत्र बहवः बहवः शाकाः अस्ति बहवः शाकाः सन्ति कुष्माण्डशाकः माषशाकः गार्जरः आलुकम् ततोपि दधिनारिकेलमिश्रणं मिश्रणमपि भवेत् हरित मरीचिका नारिकेलतैलम् अपि उपयुज्य एतत् अवियल् इति नाम्नः क् खाद्यं पाकं कुर्वन्ति आरोग्यार्थमपि एतत् सम्यक् भवति उसिलिमध्ये माषं माषशाकाम् उपयुज्य दालिकामपि उपयुज्य एकं व्यञ्जनं कुर्वन्ति तत्र दालिकायाः शक्तिः अपि भवेत् भवति शाकतः शाकादपि आरोग्यार्थं शक्तिः भवेत् एतादृशम् अस्माकं भारतदेशस्य खाद्यानि आरोग्यार्थं भवेत् यदि जनाः उत्तमं भोजनं खादितुं इच्छन्ति तर्हि जनाः गृहे अपि खादन्ति बहिः अपि यदि बन्धोःगृहेषु गत्वा अपि खादन्ति भोजनालये गन्तुं गत्वा खादन्ति तर्हि यदि पारम्परिकानि भोजनानि पक्त्वा किमपि फ़ङ्ग्क्षन् कारणार्थम् आवश्यकं चेत् तर्हि भोजनव्यवस्थापकान् एव आह्वयन्ति